मम जीवितकाले दृष्टम् एकं तन्त्रज्ञानं तन्त्रज्ञानसम्बद्धम् आविष्करणं चेति तत्र प्रधानतया द्वयं वक्तुं शक्यते एकं तु अन्तर्जालस्य आविष्करणं पुनः जङ्गमदूरवाण्याः इत्युक्ते स्मार्ट् फ़ोन् इत्यस्य आविष्करणम् इति वक्तुं शक्यते तस्य प्रभावस्तु उभयथापि द्रष्टुं शक्यते एकः धनात्मकः अस्माकं कृते महदुपयोगः भवति तत्र कुर्वन्तु इन्फ़ोमेशन् इत्युक्ते यत्किमपि ज्ञानमपेक्षितञ्चेत् बहु अन्वेषणीयमासीत् सम्प्रति तु अन्तर्जालमाध्यमेन सर्वं सुष्ठुतया उपलभ्यते सुलभतया च उपलभ्यते परन्तु तत्र मनोरञ्जनमपि अन्तर्जालमाध्यमस्य महत् अन्तर्जालमाध्यमे मनोरञ्जनमपि महत् स्थानं प्राप्नोति इत्यतः तद्वशात् तत्र हानिरेव अस्माकं जायमाना अस्ति इत्यपि द्रष्टुं शक्यते यतः तत्र यावत् मनोरञ्जनं विद्यते लभ्यते तस्य कापि सीमा नास्ति अस्माकं मनः तु अत्यन्तं चञ्चलं सर्वदा तत्रैव रन्तुमिच्छति अतः तेन मनसः एकाग्रतापि भग्ना भवति इत्यतः सा अपि एका हानिः अस्ति इति वक्तुं शक्यते